हरिः ओं नमः शिवाय हरिः ओं नमो नमः वदतु हरिः ओं किं प्रचलति अनघा बहिः भवती गतवती न वदतु भवती चिन्ता ग्रु ग्रस्ता दृश्यते किं किमपि भविष्यति बहिः किम् अभवत् दोषारोपणं भवतः वा चिन्ता नास्ति एव अस्माकं कार्यं सम्पूर्णजगतः कृते अस्ति एव न नास्ति एकस्य कृते एव किं भवति अस्माकम् अस्माकं जीवने विषयाः भव बहवः सन्ति केवलं वयं का अस्माकं कार्यं किं प्रमरूपेण सर्वस्य सर्वास्य सर्वासां सर्वेषां सर्वे सर्वैः सह किं सरस् समानः तस्य सम्बन्धः समानं वक्तव्यं समानरूपेण तस्य अस्माकं धर्मस्य प्रचितिः एव केवलं करणीयं न तु स्वस्य विचारं करोतु एव किं भवति भवती दु दुःखिता जाता एव ते चिन्ता ते चिन्तयति एषा दुःखिता तर्हि किं करणीयम् अधुना एषा एषा अपि किमपि वक्तुं शक्यते एतावत् अभवत् अहं भवत्याः वार्तालापेन अहम् एतत्तु चिन्तितवती एव एतत् किं करणीयं भवति एकम् उदाहरणं ददामि एव भवती पङ्के ज्ञा ज्ञायते वा पङ्के नाम न न सरोवरे पङ्के पङ्कः बहु बहवः सन्ति एव तत् मध्ये तत् मध्ये कमलं विकसति कमलं चिन्तयति वा अहं पङ्के किमर्थमेवं विकसनं करणीयमेव न चिन्तयति ज्ञातं ये जनाः ये बान्धवाः ये ये वदन्ति तस्य चिन्ता मा करोतु एव अस्माकं कार्यं कमलमिव पद्ममिव करोतु एव पद्मं यत् यावत् विकसति यावत् तस्य दर्शनमपि सर्वेषां रोचते कमलस्य निवासः लक्ष्म्याः समीपे अस्ति एव ज्ञानि पुरुषाणां मध्ये अपि अस्ति एव तस्य उपयोगम् आयुष्ये जीवने तस्य ख्यातिः अपि ददाति एव तत्तु चिन्ता नास्ति एव अस्माकं मनसि एव केवलं सत्यं सत्यम् अहिंसा परमो धर्मः एव तत् ते तत्रैव स्थापनीयः चिन्ता करोति चेत् किमपि न भविष्यति जीवने बहवः अस्माकं कृते ज्ञानस्वीकरणमेव न तु निराशा तत्रेव स्वीकरोतु एव अस्माकं जीवने यत् कारणं कार्यमस्ति तत् प्रेमरूपेण करोतु एव तस्य सङ्क्रणमण् करोतु एव न तु चिन्ता एव यदि चिन्ता भवति चेत् भवती तस्य उपायं स्वस्य एव मनसी निधाय एतावत् करोतु तस्य कोपि कस्यापि न आवश्यकता भविष्यति एव ये करोति चेत् अस्माकं चिन्तनं परमात्मा अपि करोति एव तस्य आत्मा अपि करोति एव केवलं कार्यं करोति एव सङ्घटणम् आवश्यकं यदि सङ्घटणं करोति एकं द्वे त्रीणि बान्धवाः एकत्री कृत्वा भवति तत्रेव गतं गच्छतु यदि गच्छति चेत् तस्य प्रचारः अपि भवति तस्य परिणामः अपि सम्यक् रीत्य प प्र प्राप्तुं शक्यते जय गुरुदेवः स्थापयामि यशस्वी भव